मम पुरातने न बाल्यकाले यः विद्यालयः आसीत् तत्र मया दृष्टम् सामग्र्याः तु तत्र न्यूनता नासीत् वस्तुतः शिक्षकाणामपि तत्र भागं गृहितम् अधिकम् आसीत् बहुत्र कार्येषु यथा क्रीडायाम् एवञ्च अनुष्ठानादीषु सांस्कृतिककार्येषु शिक्षकाणां तत्र भागगृहे भागं गृहीतं भावः बहु अधिकः आसीत् अस्माकं छात्राणामपि ए तथा आसीत् तत्र पद्य रचनाविषये तत्र पद्य कथनविषये एवञ्च ब बहु बहुत्र क्रीडादीषु फ़ुट्बोल् इत्यादिषु नाम कन्दुकक्रीडा इत्यादिषु अत्र अस्माकं मनः आसीत् एवञ्च पाठनविषये पठनविषये तत्र तु वक्तुमेव वक्तव्यमेव नास्ति परन्तु तत्र अपेक्षा किम् इति तत्र शृङ्खलायाः अपेक्षा वर्तते यतोहि अधुना शृङ्खला एवञ्च छात्रशिक्षकयोः संपर्कविषये एव प्रश्नः भवति अतः शृङ्खला छात्राणां कृते शृङ्खला एवञ्च शिक्षकाणां कृते तत्र शिक्षकछात्रयोः कः सम्पर्कः भवेत् एवञ्च मनोभावः छात्राणामुपरि कथं शिक्षकाणां भवेत् तदेकवारं द्रष्टव्यं तत् ज्ञातव्यं भवति अतः तदेव वर्धनीयं नाम छात्रशिक्षकः शिक्षकयोः स्नेहभोजनशं सम्पर्कः वर्धनीयः अस्ति एवञ्च छात्राणांकृते शृङ्खला वर्धनीया वर्तते पाठनविषये पठनविषये च शृङ्खला वर्धनीया वर्तते